अहम् एक सप्ताहात् पूर्वम् एकम् उष्णवस्त्रं क्रीतवती तत्र चित्रे हरितवर्णं बहु सम्यकासीत् परन्तु अहं किं प्राप्तवती तद् तादृशं सुन्दरवस्त्रं नास्ति नआसीत् तत्र अपि केचन स्थलेषु तत्र वस्त्रे तत्र रज्जोः उपरि उपरि आसीत् तत्र धरामः चेतपि तत्र सम्यकेकः अनुभवः न आसीत् तत्र अधिकं धनमपि अहं दत्वा तद् क्रीतवती परन्तु तादृशं सम्यक् एक तस्य एक क्वालिटि नास्ति सम्यक् स् सीवनम् अपि तत्र नास्ति